युद्धकला नाम एव तथा अस्ति यत्र किमपि भग्नं भवति किमपि क्वचित् वेदना भवति तत्तु बहू सामान्यं भवति क्रीडायामपि एवमेव युद्धकलानां शिक्षणे अपि एवमेव अतः बहु अनुभूतमस्ति मम हस्त हस्तस्य नाम स्नायु स्नायुः भग्नमासीत् भग्नं जातं पुनश्च बहु जानुवेदना एवम् अङ्गुष्टे वेदना एवं बहु जातमस्ति युद्धकला तस्य नाम यदा वयं बहु आनन्देन बहु प्रेरणया यदा कुर्वन्तः भवेम तदा एतत्तु बहु सामान्यम् अतः मम तु बहु जातमस्ति तत्तु बहु सामान्यं पुनः तस्य वेदना गच्छति तत् स्नायुः भग्नं चेत् तत् कर्तुं शक्यते सम्यक् भवति अनन्तरं पुनश्च वयं तत् तस्मिन् मार्गे एव गच्छेम सा प्रेरणा तु न्यूना न भवति समस्याः अन्तरायाः सामान्याः एव किन्तु तस्मिन् मार्गे गन्तव्यम्